हा नमस्ते

अस्तु कर्तुं शक्नुमः आ प्रिण्टिङ्ग् अपि आवश्यकं वा आगच्छति साफ्ट्कापी अपि दद्मः अन्यद् दशप्रिण्टेड् मुद्रित आमन्त्रणपत्रिकाम् अपि दातुं शक्नुमः अस्तु सम्यक् तावदेव वा अन्यद् किमपि हा स्मरणिका वयं न कुर्मः परन्तु अस्माकं एकः स्नेहितः अस्ति सः करोति परन्तु स्मरणिका डिसैन् वयं क् क् कृत्वा तद् कारयितुं शक्नुमः तदपि शक्यते इदानीं किम् अस्ति भगिनि इदानीं भवत्याः इन्विटेशन् आमन्त्रणपत्रिका आवश्यकं बेनेर् आवश्यकम् अन्यद् स् स् स्मरणिका एतानि बहूनि सन्ति खलु तत्र किमपि ब्रेण्डिङ्ग् चिन्तितं वा तत् लोगो तादृशं किमपि अस्तु हा

तद् लोगो साफ्ट्कापी मया दातव्यं भवति

अस्तु तर्हि तद् इन्विटेशन् अतिथि अतिथयः कः काः अन्यत् तेषां किञ्चित् विवरणम् आवश्यकं खलु अस्तु तद् इदानीम् अस्माकं डिसैन् निमित्तं बेनर् कि कति आवश्यकानि बेनर् द्वौ स्मरणिका पञ्च स्मरणिका इत्युक्ते तद् स्मरणिका डिसैनिङ्ग् आ पञ्च पञ्च दश सहस्रं भवति स्मरणिकायाम् अन्यत् बेनर् कियत् सैज् बेनर्

भवती सूचयतु स्टेज् मध्ये वा बहिः स्थापनार्थं वा

स्टेज् बेक्ड्राप् इति स्थापयितुं खलु तद् टेन् बै फ़ोर् पर्याप्तम् बहिः निमित्तं किञ्चित् बृहत् आवश्यकं भवति भवती एकवारम् एकं करोतु श्वः आगच्छतु अस्माकं कार्यालयम् अहं दर्शयामि कियत् बृहत् भवति तद् सर्वम् तद् दृष्ट्वा भवती चेतुं श श् शक्नोति हा

अस्तु